कृषिकार्यार्थं सर्वकारात् अनेकानि लाभानि आगच्छन्ति कृषिकाणां ये लाभं स्वीकुर्वन्ति ते सर्वेपि उच्चस्थानीयाः भवन्ति परन्तु ऋणाः कृषिकाः एव भवन्ति ऋणाः कृषिकाः प्राप्नुवन्ति लाभाः ये मार्केटिङ्ग् विपणकाराः भवन्ति ते लाभं स्वीकुर्वन्ति पुनः कृषिकाः इ आवर्षं श्रमं स्थापयित्वा कृषिकार्यं कृत्वा तत्र तत्रापि ऋणाः भवन्ति परन्तु विपणकाराः ये भवन्ति ते अत्यन्तलाभिनः भवन्ति पुनः ते सर्वदा लाभमेव प्राप्नुवन्ति यदा कृषिकाः कृषिकार्यं स् कृषिकार्यं स्थगितं करोति तदा ते लाभाः ये स्वीकुर्वन्ति तेषामपि ऋणाः भवन्ति परन्तु कृषिकः कदापि कृषिकार्यं न त्यजति परं किमर्थमित्युक्ते तत् तस्य कार्यं भवति अतः कृषिकः सर्वदा क कृषिकार्यं करोति चेत् एव अस्माकं लाभः भवति कस्य विपणकाराः लाभः भवति पुनः कृषिकार्यार्थं ये ये ये ये कृषिकार्यं कुर्वन्ति ते सर्वेपि कृषिकाः भवन्ति लाभाः तु अस्माकं ये कृषिकार्यं न कुर्वन्ति तेषां लाभः भवति कृषिकस्यापि लाभः भवति परन्तु तस्य अधिक ऋणाः एव भवन्ति इति धन्यवादः